मम प्रदेशे सञ्चारव्यवस्था सम्यक् नास्ति यतः अत्र सर्वकारीयव्यवस्था यानव्यवस्था नास्ति इत्यतः व्यवस्था वर्तते चेदपि द्वित्रियानं केवलमटति अटति अन्यत् सर्वं एजन्सि द्वारा चलति ते तेषां यथा अपेक्षते तथा ते व्यवहारं कुर्वन्ति धनमधिकं स्वीकुर्वन्ति समये नागच्छन्ति इति क्लेशाः वर्तन्ते पुनश्च तत्र यदि वयं अनारोग्येन पीडिता भवामः तर्हि वैद्यालयोपि निकटे एव नास्ति अत्यन्तं दूरे अस्ति तदपि अस्ति एकमेव सर्वकारीयः एकः वैद्यालयः वर्तते इति कारणतः अस्माभिः तत्रैव गन्तव्यं भवति तत्र गन्तुं यानव्यवस्था सम्यक् नास्ति इति इति कारणतः अस्माभिः पद्भ्यां कदाचित् गन्तव्यमापतति पुनश्च यत्र वयं वसामः ततः अर्धघण्टासमयस्तु अपेक्षते गन्तुं बस् यानं द्विचत्रि द्विचक्रिका चेत् शीघ्रं गन्तुं शक्नुमः पद्भ्यां चेत् अर्धघण्टा अपेक्षते अतः यानव्यवस्था सम्यग् नास्ति इति कारणतः बहवः जनाः मरणं प्राप्नुवन्ति समये तत्र न प्राप्नुवन्तीति कारणतः अत्यन्तं क्लेशः ब् अत्यन्तं क्लेशाः भवन्ति प्रायः अर्धघण्टा अलं भवति तत्र गन्तुम् अस्माकं कृते